मम गृहं वर्तते शृङ्गगिरौ तत्र समीपे कला सामग्री भण्डारः तावत् न सन्ति यद् सामान्यतः लभ्यते तत् सर्वम् अस्ति परन्तु यद् विशेषरूपेण अपेक्षते तत् सर्वं नास्ति अतः अहं आदौ एव गत्वा वदामि एतद् आवश्यकम् इति आर्डर् कृत्वा आगच्छामि तदनन्तरं ते दिनाभ्यन्तरे ते तद् यच्छन्ति मम कृते एवं मम नियमितरूपेण कानि वस्तूनि ए अहं क्रीणामि इति चेत् अहं तु एतद् एतद् कलाशिल्प सामग्रीणां तत्र लेखनी लेखनी अपि मम कृते अपेक्षते तत्र विशिष्टरूपेण लेखनी लेखन्यः निर्दिष्टः सन्ति तद् आवश्यकम् एवम् तत्र मम कृते एतद् पुस्तकादिकम् अपि आवश्यकम् एवं तत्र विद्यमानम् एतद् मण्डला कलाकृतिनिमित्तं यद् अपेक्षते तत् सर्व सामग्री ई अपेक्षितानि एवम् अहं तत् सामान्यतः सर्वदा स्वीकरोमि एवं मम इष्टं मम प्रिया कला शिल्पसामाग्री वर्तते तद् मण्डला आर्ट् कृते यद् यद् व् वस्तूनि उपयु उपयुञ्जते तत् सर्वं मम कृते बहु प्रियं व वर्तते मम कृते तु तद् भित्तौ यद् कह् कलाशिल्पं कुर्वन्ति तद् मम कृते बहु इष्टम् अस्ति अतः तद् निमित्तं यद् यद् वस्तु अपेक्षते तत् सर्वं मम कृते अपि ए इष्टम् एवं वर्णाः इत्युक्ते पेइन्टिङ्ग्स् इति यद् आङ्लभाषायां वदामः तत् सर्वं मम कृते बहु इष्टं वर्तते यद् विध विध वर्णाः सन्ति तस्सर्वम् एकस्य कल्प शिल्पकारस्य कृते बहु आवश्यकं बहु इष्टम् अस्ति इति अहं मन्ये